ज्ञानक्षेत्रे क्रीडाक्षेत्रस्य क्रीडाक्षेत्रस्य अवदानम् अपेक्षितम् एव आवश्यकं च मानसिकस्वास्थ्याय समग्रकल्याणाय च क्रीडाक्षेत्रम् अतीव आवश्यकम् बाल्यात् एव क्रीडाक्षेत्रस्य आकर्षणं भवति ज्येष्ठानां कृते अपि क्रीडा भवन्तु वा तस्य आकर्षणं न समाप्तं भवति ज्ञानं प्रदाने बहवः क्रीडानाम् उपयोगेण ज्ञानदानस्य कार्यम् अधिकं मनोरञ्जकम् कर्तुम् मम इच्छा आसीत् इत्यर्थे प्लेयिङ्ग् काड्स् रूपेण काचित् क्विज़् निर्मिता तथैव चाट्स् इत्यस्य रूपेण सारिणीरूपेण अपि तत्र निर्मिता